तत्र योगः योगाभ्यासः प्रातः क्रियते चेद् तस्य महत्तरप्रयोजनं वर्तते तत्र सार्ध एकघण्टा योगाभ्यासः कर्तुं शक्यते मया प्रतिदिनं नैरन्तर्येण प्रातःकाले सार्ध एकघण्टा यावद् योगासनं कर्तुं शक्नोमि सायङ्काले तु उष्णव्यायामादिकङ्कृत्वा सूर्यनमस्कारादिकम् अर्धाघ् अर्धघण्टां यावद् तत्र स्वीक्रियते तत्र किम् उष्ट्रासनं मयूरासनम् इत्यादियोगासनानि सन्ति इत्येवं रूपेण योगासनं कर्तुं समयः अपेक्षितः अपि च प्रातः उष्णव्यायामादिकं कृत्वा यदि योगासनं योगासनं क्रियते तर्हि इतोपि दृढतरा आगच्छति अनन्तरं प्राणाया प्राणायामादिकम् अन्ते क्रियते अस्माभिः तत्र किं भस्त्रिका पुनः अनुलोमविलोमप्राणायामः इत्येवं रूपेण प्रामुख्येन पञ्चप्राणायामाः सन्ति तत्र पञ्चान् अपि प्राणः पञ्च प्राणायाममपि प्रतिदिनं नैरन्तर्येण क्रियते अस्माभिः तथा च येषाम् इन्द्रियनिग्रहः वर्तते तैरेव ध्यानं कर्तुं शक्नुवन्ति इति विशेषः अंशः तत्र सात्विक अंशयुक्तः यः पुरुषः सः एव ध्यानं कर्तुम् अर्हः नास्ति चेत् तस्य पुरुषस्य यः सात्विकांशरहितः सः ध्यानं कर्तुं साक्षात् न शक्नोति कुतः नाम तादृशसात्विक आहारेण एव तादृशध्यानस्य सिद्धिर्भवति इति कृत्वा तादृशध्यानं कर्तुं सात्विकांशः एव मुख्यः तत्र अंशत्रयं वर्तते सात्विकांशः रजोंशः त रजोंशः तमोंशः तमो अंशः इति तत्र किं र् राजि राजिकं राजसिकांशयुक्तः सः कदापि ध्यानादिकं कर्तुं न अर्हति इति कृत्वा तस्य अर्हः नास्ति प्रतिदिनं सात्विकं सात्विकम् आहारं स्वीकृत्य एव सः ध्यानस्य अभ्या अभ्यासं ध्यानस्य अभ्यासञ्च कुर्यात् इति